तन्त्रज्ञानविषये वयं पश्यामः चेत् इदानीन्तनकाले तन्त्रज्ञानम् उपयोगं कृत्वा बहूनि कार्याणि कुर्वन्तः सन्ति तर्हि तन्त्रज्ञानमपेक्षते वा न वा इति प्रश्नः यः उपयोगं करोति तस्य कृते एव भवति सः प्रश्नः तर्हि तन्त्रज्ञानं ग्रामीणानां कृते समस्याः न ग्रामीणानां कृ नाम ग्रामीणक्षेत्रे अपि समस्याः सन्ति कथम् इत्युक्ते यदा वयं ग्रामं प्रति गच्छामः इत्युक्ते किमर्थं जनैस्सह सम्भाषणं भवति सम्यक्तया कृषिक्षेत्राणि तत्र भवन्ति तद् दृष्ट्वा एवम् आनन्दम् अनुभवामः किन्तु अधुना किमभवत् इत्युक्ते ग्रामीणक्षेत्रेष्वपि टेक्नालजि यथा मोबैल् रूपेण टि वि रूपेण यथा आगतः तदारभ्य किम् अभवत् जनाः अपि सम्यक्तया नाम एकत्र सम्भूय भाषणादिकम् एकत्र सम्भूय उत्सवादिगमनं पुनः सर्वेऽपि मिलित्वा कृषिक्षेत्रं प्रति गत्वा सम्यक्तया भोजना भोजनादिकरणं तर्हि टेक्नालजिमाध्यमेन सर्वे अपि मोबैल् पश्यन्तः एव सर्वेऽपि विस्मरन्ति एतादृशानि कार्याणि अपि विश् विस् विस्मरन्ति अवश्यम्